गीतं श्रोतुं वस्तुतः मम अत्यन्तं रुचिः अस्ति एव कर्नाटकीयसङ्गीतं वा भवतु हिन्दूस्थानीगीतं वा भवतु भावगीतं वा भवतु श्रवणेन अहं आनन्दम् अनुभवामि चलच्चित्र गायकाः काश्चन भवन्ति पी सुशीला जानकी विशिष्टाः तासां स्वरः कण्ठस्वरः अत्यन्तं कोकिलस्वरवत् श्रोतुं आनन्दः भवति एवमेव आध्यात्मिक गीतानां श्रवणेन विशिष्टरूपेण मम अभिरुचिः अस्ति पार्श्वस्थमन्दिरात् विभिन्नसङ्गीतवाद्यविशेषाः श्रूयन्ते येन अहं तत्र आनन्दम् अनुभवामि अन्नमय्यासङ्कीर्तनं कर्नाटकसङ्गीतं इत्यादिषु मम अभिरुचिः महत्त्वरूपेण वर्तते